आम् एकवारं वयं सर्वे परिवारसमेताः भूत्वा काशीप्रदेशं गतवन्तः तत्र काशीप्रदेशः अत्यन्तसुन्दरप्रदेशः वयं तत्र बहूनि मनोहर चित्राणि दृश्यानि स्थानानि च दृष्टवन्तः परन्तु गमनसमये बहूनि कष्टानि अस्माभिः अनुभूतानि तत्र औत्तरीयप्रदेशः इति कृत्वा अस्माभिः नाम अस्माकं कृते अपरिचितः सः प्रदेशः अतः कुत्र किं भवति इति ज्ञानं न आसीत् तत्र काश्यां गमनात् काश्यां तु वयं प्रकोष्ठं कृतवन्तः इति कृत्वा तत्र समस्या न जाता परन्तु इतः तावत्पर्यन्तं गमनप्रयाणकालः यः वर्तते तत्र महान् क्लेशः जातः महिळाः अपि आसन् बालाः अपि आसन् वृद्धाः अपि आसन् एवं सर्वेपि आसन् इति कृत्वा तदा तदा भोजनार्थं वा शौचालयार्थं वा एवमेव विश्रान्ति स्वीकरणार्थं वा यानं स्थगनीयमासीत् परन्तु कुत्र किं लभ्यते इति न जानीमः स्म इति कृत्वा बहु कष्टम् एव जातं शौचालयः न प्राप्तः सम्यक्तया एवमेव तदपि रैल्वे प्रयाणः इति कृत्वा बहु कष्टं जातं रैल्वे प्र रैल्वे रैल्वे यानानि कथं भवन्तीति वयं सर्वेपि जानीमः एव तत्र शौचालयव्यवस्था कथं भवति तत्रत्यभोजनं कथं भवति तत्र तत्रत्य जनानां व्यवहारः कथं भवति अस्माकं किं सर्वं कथं भवतीति वयं जानीमः एव अतः रैल्वे प्रयाणं तदपि रैल्वे यानं किञ्चित् विलम्बेन गतं एकदिनात्मकं विलम्बः रैल्वे यानेन कृतः इति कृत्वा तत्रापि महान् क्लेशान् अस्माभिः अनुभूतः दिनद्वये अस्माभिः गन्तव्यमासीत् परन्तु अस्माभिः दिनत्रये गतम् एकं दिनं अस्माकं सिद्धता तु रैल्वे याने दिनद्वयस्यैव आसीत् विलम्बः कृतः रैल्वे यानेन इति कृत्वा अपरस्य दिनस्य अस्माकं कापि सिद्धता एव न आसीत् इति कृत्वा एवं एवम् अनेन कारणेन अस्माकं कृते काशीप्रयाणसमये रैल्वे प्रयाणे महान् क्लेशः जातः